मम चित्रकलायां प्रेरणा तावत् प्रकृत्यै एव आदौ प्राप्तं पुनश्च बेङ्गळूरुनगरे प्रदर्शिनीं प्रति अगच्छं तत्र प्रदर्शिनीं दृष्ट्वा चित्रशैल्या प्रेरणा लब्धं तत्तु कस्य चित्रकला इति समीचिनतया न स्मरामि प्रायः रविवर्मस्य चित्रम् इति तथा च पोट्रेट् चित्रकला मम इष्टतमः तदेव लिखितुम् इच्छा वर्तते सीनरि चित्रकला अपि रोचते मया आधुनिककाले तु ग्राफ़िक् चित्रकला प्रसिद्धः परन्तु तत्तु मया न रोचते वृष्टिः यदा जायते तस्य चित्रणम् अपि समीचीनं भवति तथा च यदा जामीतः भवति तदा अहं चित्रकलारूपेण सुखं प्राप्नोमि